अहं योगभ्यास समये अहं प्रायः एकघण्टां यावत् अहं यापयिष्यामि योगभ्यासकरणानन्तरम् अहं सम्यक् रूपेण प्रकोष्ठं गत्वा हस्तं प्रक्षाल्य स्नानं कृत्वा पूजामपि करोमि अनन्तरं मम या दिनचर्या वर्तते ताः सर्वमेव करोमि योगभ्याससमये अहं स् योगं करोमि योगं प्राणायामं उज्जायि यथा ताडासनं भवति सूर्यनमस्कारः भवति अनन्तरं अनन्तरं मकरासनम् उज्जायिप्राणायामः कपालभातिप्राणायामः कपालभातिप्राणायामः उज्जायि शीतं शीतलिप्राणायामः भ्रामरिप्राणयामः उद्गीतप्राणायामः अनन्तरं मन्त्रपाठम् अपि करोमि मन्त्रपाठ्करणानन्तरं अहं सम्यक् रूपेण ध्यानमपि परं पञ्चनिमिषान् यावत् अहं ध्यानमपि करोमि यथा अहं ध्याने निमग्नः आसम् तस्मिन् समये सर्वाणि वस्तूनि कथं प्रचलति किं किं ध्वनिम् आगच्छति किं ध्वनिं नागच्छति इति सर्वं विचिन्त्य अहं सम्यक्रूपेण शृणोमि अस्मि इदानीं योगभ्यासे समये किं किं ज्ञातं किं किं न ज्ञातं इति सर्वं विचिन्त्य एव योगभ्यासमये एव कुर्वन् आसम् आसं योगभ्यासं प्रातः षड् वा षड्वादने आरम्भं करोमि अनन्तरं सप्तवादनपर्यन्तं प्रतिदिनं योगं करोमि